मया टेलीविजन् यन्त्रं यत्क्रीतं तत् समीचीनं नास्ति यतोहि तत्र कलर् इत्यादिकं यद् विद्यते तत् सम्यक् नागच्छति तथा च तस्य ध्वनिः अपि समीचीना नास्ति अतः इदं भवद्भिः विक्रीतं विक्रीतं यद् टेलीविजन् यन्त्रं विद्यते तत् सम्यक् कार्यं न करोति अतः इ इदं य यन्त्रं मया प्रत्यावर्त्यते अतः अत्र आगत्य भवन्तः एतत् स्वीकृत्य गच्छन्तु धन्यवादः